हरियोम् अहं ह्यस्तन पक्षे एकं प्लास्टिक् कण्टैनर् स्वीकरोमि एतत् प्लास्टिक् कण्टैनर् बहु सम्यक्तया वर्तते विशालतया तथा दृढं विद्यते अतः अहं पुनः द्वौ वा त्रयो वा पीस् अहं कर्तुं विक्रयणार्थं इच्छामि अस्तु